नमस्ते वदतु रेखा किमर्थं भवती दत्तं कार्यं कृतवती वा पुनः अन्तिमः अद्य दिनाङ्कः कः अन्तिमदिनाङ्कः कदा आसीत् इदानीं इतोपि पञ्चमदि पञ्चदिन आल्रेडि विलम्बः जातः कार्यमपि न समापितवती पुनः कथं भवती विरामं पृच्छति हा अहं किं किं कार्यं दत्तवती स्म वदतु तत् बेङ्क् स्टेट्मेन्ट् तनं कृतवती वा पुनः गेस्ट् विसिटर्स् तनं डीटेल्स् दातुम् उक्तिवी तदपि तत् कृतवती वा किञ्चिदपि न कृतवती वा पुनः तत् आफ़ीस् तनं फ़ैल् तत् कर्तुं उक्तवती स्म खलु पुनः किञ्चित् आफ़ीस् निमित्तं सलकरणानि सामग्री आवश्यकमासीत् तत्सर्वम् आनयनं कृतवती वा पुनः काश्चन डीटेल्स् अन्यत् अपि उक्तवती स्म किं सामग्री अपेक्षिता इति तत्सर्वं तत् लिस्ट् रेडि अस्ति वा एतत् सर्वं कदा समापयति भवती तथा न शक्यते खलु गतमासे भवती कति दिनानि विरामं स्वीकृतवती आसीत् गतमासे कतिदिनं विरामं स्वीकृतवती आसीत् गतमासे दशदिनानि स्वीकृतवती अस्मिन् मासे पुनः पञ्चदिनानि रजां भवती पृच्छती अस्ति कथं दातुं शक्यते भवती कार्यं सम्यक् न कृतवती इतोपि दत्तं कार्यं न समापितवती मया कथं विरामं दातुं शक्यते तथा सर्वं न न न न तथा स्वीकर्तुं न शक्यते भवती तु इदानीं मम यावत् किं किं कार्यमस्ति बेङ्क् स्टेट्मेण्ट् कार्यं तथा समग्री लिस्ट् दातव्यं पुनः पुनः किञ्चित् समग्रीतनं आनयनं करणं पेण्डिङ्ग् अस्ति पुनः गेस्ट् विसिटिङ्ग् तनं कार्यं तत् तदपि पेण्डिङ्ग् अस्ति एतत् सर्वमपि भवती दिनद्वयेषु समापयित्वा अनन्तरमेव अहं रजा विरामं ददामि दिनद्वये समापितवती चेत् ददामि नो चेत् नास्ति दिनद्वयं सम्यक् कृत्वा अनन्तरं दृष्ट्वा विरामं ददामि अस्तु